अहं मम स्वपरिवारेण सह दीपावलिः सम्यक् आच् आचरामि आचरामि आचरामि प्रातःकाले उत्तिष्ठ्वा सर्वे स्नानं क करोति स स्नानं कुर्वन्ति अतः अनन्तरं नूतनं वस्त्राणि धृत्वा स्फोटकं स्फोटकं स्फोटयामः स्फोटं वयं स्फोटयामः अनन्तरं विशेषं भोजनम् विशेषभोजनम् करणे करणीयम् कुर्मः पूजा पूजापि सम्यक् चलति अलङ्कारम् सर्वं सर्वाणि पुष्पाणि उपयुज्य सम्यक् पूजां सर्वे मिलित्वा बन्धुजनानां सर्वे मिलित्वा पूजां सम्यक् वयं कुर्मः आनन्देन सर्वे भोजनं खादामः खादामः वयं खादामः